अहं महाराष्ट्रनगरे अहं महाराष्ट्रराज्ये नागपूर् नगरे वसामि अत्र कोविड् नैन्टीन् महारोगस्य कारणे बहुजनाः प्रभावितः अभवत् अभ अभवन् गृहे जनाः पर्यटनम् अपि न अकुर्वन् यात्रायाम् अपि न अगच्छन् एक एकम् एकमेव कारणमस्ति भीतः सर्वे जनाः बहु भीताः किन्तु भारतसर्कारस् सर्कारः कोवेक्सिन् इति लसकारणे जनाः बहु आनन्दिताः सुखमयजीवनं व्यापितः अधुना सम् सम्पूर्णजनः आनन्दितः भवति भवन्ति